सर्वेषां जीवनं कृषिम् अवलम्बते भारतदेशाः कृषिप्रदानदेशः कृषिः अथवा कृषिकार्याणि कष्टमेव भूमेः जीवनाय आवश्यकम् अन्नम् अन्नं कृषेः पदा उत्पादयत् कृषिः महत् प्रयत्नम् अपेक्षते कृषिः सफलतायै अन्यतानि साधनानि आवश्यकानि मुख्यतः जलव्यवस्था समीचीना भूमेः मृत्तिकाः अपि कृषिकार्याः सहायिकी भवति कृषिवलाः बहु कष्टम् अनुभूय प्राणिनां कृते व्यवसायं कुर्वन्ति